मूर्तिनिर्माणविषये अधिकमहं वक्तुं न शक्नोमि किन्तु एकं कार्यम् अवश्यं वदामि काष्ठानि उपयुज्य मूर्तिः निर्मीयते तथा लोहमुपयुज्य मूर्तिः निर्मीयते तथा एव शिलाम् उपयुज्य अपि मूर्तिः निर्मीयते तत्र लोहविषये रजतं ताम्रम् तथा स्वर्णं च उपयुज्य मूर्तयः सन्ति प्रौढगम्भीरेषु मन्दिरेषु नाम पुरातनकाले राज्ञां मन्दिरेषु अधिकतया लोहमूर्तयः दृश्यन्ते सामान्येषु साधा सामान्यं मन्दिरेषु ग्रामप्रदेशेषु ये मन्दिराणि यानि मन्दिराणि वर्तन्ते तत्र तु शिलामूर्तयः एव अधिकं दृश्यन्ते तत्र मूर्तेः निर्माणं कृत्वा तान्त्रिकविधिना तत्र चैतन्यं चैतन्यम् आदाय आदाय तत्र तान्त्रिक विधिना एव पूजादिकं क्रियते तावदेव मूर्तिविषये अधिकम् अधिकमहं वक्तुं न शक्नोमि एव एतावदेव अहं जानामि नमोनमः